भारतीयज्ञानव्यवस्था इति नाम्ना अधुना किं कार्यं प्रचलति जानासि किम् इति तस्य किं महत्त्वम् इति प्रश्नः तद्विषये ज्ञानं भारतीयानां ज्ञानव्यवस्था नाम अतीव उन्नतम् औन्नत्यं साधितवन्तः अस्माकं पूर्वजाः ऋषिवरेण्याः सनातनसन्ताः गुरुवर्याः गुरुवर्याः अतीव ज्ञानिनः आसीत् इदानीं तेषां तेषां कः विषयः तेषां विषये किञ्चित् एव ज्ञानिनः तेषां विषये किञ्चित् किञ्चित् ज्ञात्वा महा किञ्चित् ज्ञानं ज्ञानम् अस्ति ते तादृशाः ज्ञानिनः नास्ति अतः ज्ञानं ज्ञानतरं व्यवस्थायाः अत्र ज्ञानदातारः ज्ञानतमाः नास्ति ज्ञानं ज्ञानिनां तरतमविषये ज्ञानं विषये अत्र व्यवस्थाविषये अपि इति किञ्चित् न्यूनमेव अभवत् अतः इदानीं दिल्लीमुक्तविश्वविद्यालये तथा एतत् राजीव् गान्धीसंस्कृतविश्वविद्यालयेन तथा अन्यत् हिन्दू यूनिवर्सिटि मध्येऽपि तत्र काशी विश्वविद्यालयेऽपि तत्र एतद् व्यवस्थां ज्ञानप्रसरणार्थं व्यवस्थां कृतवन्तः सर्वेऽपि आङ्ग्लभाषायाः लौकिकविषये अपि परिणतिः परिणताः भवन्ति तादृशाः तन्त्रज्ञाः तथा इति तन्त्रज्ञाः तथा न्यायाधीशाः सर्वेऽपि वैद्यकीयाः वैद्याः भवितुम् इच्छन्ति न पण्डिताः भवितुम् इच्छन्ति न पण्डिताः भवन् भवितुम् इच्छन्ति अतः पण्डिताः तेषाम् अपि ज्ञानव्यवस्थया सर्वेऽपि ज्ञानिनः भवेयुः तत् ज्ञानं ज्ञानेन न हि ज्ञानेन सदृशम् अतः ज्ञानं ज्ञानसमं न कोऽपि भवति यदि ज्ञानम् अस्माकं वर्तते चेत् अहं कः किमर्थम् अत्र आगतवान् कीदृशकार्यं मया करणीयम् इत्यादिकं सर्वमपि अवगन्तुं शक्यते अतः ज्ञानं ज्ञानप्रसरणार्थं एते सर्वेऽपि विश्वविद्यालयाः अपि तत्र संस्कृतभाषायाः तत्र शास्त्राणां वेदानां प्रसरणार्थम् अतीव कार्यं कुर्वन् अस्ति अतः इदानीम् एतत् प्रचलितकार्याणां विषये अतीव सन्तुष्टः सम्यक् सन्तुष्टिः नास्ति किञ्चित् सः किञ्चित् सन्तुष्टिः वर्तते तस्य महत्त्वं किम् इति चेत् एतेषां ज्ञानानाम् अवगमनेन अवगमनं ज्ञानानाम् अवगमनम् अवगाहनेन अस्माकं ज्ञानं वर्तते आत्मोद्धारः तथा तादृशेन ज्ञानेन अस्माकम् आत्मोद्धारः भवति वयमपि सर्वे ये अज्ञानिनः सन्ति तेषां विषये अपि अस्माकम् एतत् एतत् कार्यं समीचीनं न एतत् कार्यं समीचीनम् एतत् कुर्वन् कुर्वत् एतत् करोतु एतत् मा करोतु इत्यादिकम् वक्तुं शक्यते अतः ये परिसरः अपि सर्वे समीचीनतया वर्तते ज्ञानेन यद् लभ्यते तत् अतीव अमूल्यम् अतीव अमूल्यविषयः तद्विषयाः विषयं प्रति वक्तुं शब्दाः नास्ति न हि ज्ञानेन सदृशम् इति यत् वर्तते तदेव सत्यम् अतः तादृशं ज्ञानसमं पदानां सम्पादनार्थं ये ये कार्यक्रमाः प्रचलन्ति तेषां मध्ये वयं तत्र प्रविश्य प्रवेशं प्रविश्य तत्र यः सारः वर्तते यत् सारभूतं रसं लभ्यते तं स्वीकृत्य तदपि अस्माकं दिनचर्यां दिनं दिनचर्यां योजनं कृत्वा वयं जीवितुं प्रारभ्यते चेत् प्रारप्स्यते चेत् प्रारम्भं करोमि कुर्मः चेत् अस्माकं जीवनशैली अतीव साधुतरा साधुतरा भवन्ति भवति अतः वयं ज्ञानं यत् किमपि सा स्वीकर्तुं यत् यत् यत्र यत्र स्वीकर्तुं शक्यते तत्र तत्र गत्वा तत् ज्ञानं ज्ञानरसं स्वीकृत्य वयमपि तद् ज्ञानसागरे मिलित्वा गन्तव्यं ज्ञानसागरे पारं ज्ञानसागरं पारं कर्तुं शक्नुमः एवं ज्ञानसागरे प्लवामहे चेत् अस्माकं जीवनस्य उद्धारः भवति अस्माकम् उद्धारः यदा भवति तदा अस्माकम् आत्मसन्तुष्टिः लभ्यते यदा आत्मसन्तुष्टिः लभ्यते तदा अस्माकं मुक्तिः भवति वयमपि सर्वत्र सर्वदा स्थातुं शक्यते अतः एवं तस्य महत्त्वं मम मम ज्ञानेन अहम् अवगतवान् एवं मम ज्ञानं प्राप्तज्ञानेन मया प्राप्तज्ञानेन अवगतम् अतः एतादृशानि ज्ञानसत्राणि ज्ञानप्रसाराः सर्वत्रापि सर्वदा भवितव्यम् एव एवम् अभिप्रायः मम एवम् अभिप्रायः मम अस्ति